मम व्यापारस्तु नास्ति परन्तु अहं तत्र इदं तु वक्तुं पारयामि यत् इदानीं तन्त्रयुगः अस्ति तन्त्रयुगं अस्ति तत्र तन्त्रयुगे यः कोऽपि व्यापारः भवतु महान् वा व्यापारः लघीयान् वा व्यापारः सर्वत्रव्यापारेषु तन्त्रज्ञानस्य महती आवश्यकता अस्ति यतोहि इदानीं मानवानां कार्यं अधिकं नास्ति तन्त्राणि एव कार्याणि कुर्वन्ति तन्त्राण्येव सर्वविधं सौविध्यं कल्पयन्ति व्यापारेषु अतः यः खलु व्यापारं चिकीर्षति लघु वा भवतु बृहद् वा भवतु तं व्यापारं चिकीर्षता जनेन तन्त्रज्ञानं अवश्यं प्राप्येत अवश्यं सः तन्त्रज्ञानं लभेत इति मम मानसं अस्ति निश्चयेन अहं एतद् वक्तुं पारयामि